अलं क्रियते अनेन इति अलङ्कारः मम्मटानुसारेण अलङ्कारस्य लक्षणम् उपकुर्वन्ति तान् शब्दान् येन द्वारेण जातुचित् हारादिवत् अलङ्कारास्ते अनुप्रासोपमादयः विश्वनाथमतेन अलङ्कारस्य लक्षणम् शब्दार्थयोरस्ति राये धर्माः स्ववाति साइनः रसावेनोपकुर्वन्तु अलङ्कारास्तेङ्गादिवत् दण्डिमतेन अलङ्कारस्य लक्षणं काव्यशोभाकरान् धर्मान् अलङ्कारान् प्रचक्षते अलङ्कारः त्रिविधः यथा शब्दालङ्कारः अर्थालङ्कारः उभयालङ्कारः मम प्रियः अलङ्कारः अनुप्रास अलङ्कारः अनुप्रासः शब्दसाम्यं वैषम्येपि स्वरस्य यत् स्वरविषमतायाः अपि शब्दसादृश्यम् अनुप्रास अलङ्कारः इति उच्यते वहन्ति वर्षन्ति नदन्ति भान्ति ध्यायन्ति नृत्यन्ति समारुस्वन्ति नद्यो घनाः मतोगजाः वनान्ताः प्रियविहीनाः शिखिनः प्लवङ्गाः अतः मह्यम् अनुप्रास अळङ्कारः बहु इष्टः अस्ति